नमो नमः ओलायाः जनः वदति किं स्ते तर्हि मम एकं यानम् अपेक्षितम् अस्ति अस्ति किम् अस्ति तर्हि मम यानम् अपेक्षितम् अस्ति तेन यानेन अहं देव्याः दर्शनार्थं जिगमिषामि तत्र भवान् चलति किं एवं चलति तर्हि सम्यक् अस्ति तर्हि राधानगरे आगच्छन्तु ततः अहं जिगमिषामि कति रूप्यकाणि भविष्यति

द्विसहस्रं तर्हि अवश्यम् अहं दास्यामि आगच्छन्तु तत्र दर्शनार्थम् अहं जिगमिषामि